मम इष्टतमं तरणस्थानं मङ्गलूरुप्रदेशे अस्ति तत्र तु समुद्रतटः सोमेश्वरः तटे वर्तते सोमेश्वरतटः सुन्दरतया स्वच्छतया परिरक्षितः वर्तते मम प्रदेशे तरणस्थानं बहु वर्तते नद्यः तडागाः अपि विद्यन्ते समुद्रतटे वयं कदाचित् सन्तोषार्थं विनोदार्थं च विहरामः समुद्रतटः द्रष् द्रष्टुम् समुद्रतटं द्रष्टुं बहु मोमुद्यते मम मनः